यदा अहं शिलां प्राप्नोमि तदा तत्र किमपि रूपं न भवति अहं शिल्पम् आरम्भं करोमि शिल्पस्य एकं रूपं दातुम् आरम्भं करोमि शिलायाः रूपं यदा मूर्तिरूपं भवति तदा तत्सुन्दरं दृश्यते तावत्पर्यन्तं तु सा तु शिला इत्येव कथ्यते तदनन्तरं तस्य यदा रूपं भवति तदा शिल्पमिति कथ्यते मूर्तिः इति कथ्यते यदा सम्पूर्ण मूर्तिः निर्मिता भवति तदनन्तरमेव सा मूर्तिः देवालयेषु मठेषु तद् तस्य स्थापनं भवति तदनन्तरं यदा तद् मूर्तिरूपं भवति तस्य पूजा भवति तदा अहं प्रेरणां प्राप्नोमि